हरिः ओं भगिनि ह हा नमस्ते ह आम् अहम् आम् अस्तु अस्तु हा सम्यक् चिन्ता नास्ति ह ह सम्यक् व्यवस्थां कर्तुं कर्तुं शक्यते अहम् पूर्वम् अनेकान् यात्रियानाम् अहं सहाय्यं कृतवन्तः

आ हा

हा चिन्ता नास्ति मम एक ओके मम एकं सजेशन् अस्ति बुधवासरे शिवरात्रिः अस्ति तस्य तत् दिनं कुम्बमेलायाम् उत्तमम् उत्तमं पुण्यकरम् स्नानं भवति तद् ओके हा विमानेव प्रेष चिन्ता नास्ति बेङ्गलूर्नगरे प्रयाग्राजात्रा विमानं विमानं प्रतिदिनम् चत्वारि चत्वारि चत्वारि चत्वारि समये सन्ति विमानयानानि सन्ति ओके प्रयागराजत्र कार्यानम् अस्ति ओके तथा तत्र सम्यक् व्यवस्थापि महिलायै महिलायै महिलायै व्यवस्था अस्ति ओके तेन चिन्ता नास्ति हा चिन्ता नास्ति हा चिन्ता नास्ति अधिकृतं समयं द्वयेन प्र कुम्भमेलं वा स्पेण्ट् कुरु अधिकाः जनाः अस्ति बट् कै किमपि बा बाधा नास्ति हा मम मम मुख्यमन्त्री योगी आदित्यः सर्वे टेक्निक् टेक्नालजिकल् तथा आरक्षकानां व्यवस्था कुर्वन्तः कुर्वन्त अ आम् अत्र अत्र कर्च् एक्स्पेन्सस् अति अति अधिकं नास्ति ओके ओके ओके धन्यवादः हा अत्र ह ग सर्वेषां सर्वे सर्वेषाम् हा सर्वेषामपि विमर्शनं कर् विमर्शनं विमर्शनं की हा अत्र रेडियो टि वि व्यवस्थायाम् अपि सूचनां लभ्यते सूचनां सम्यक् सूचनां लभ्यते हा अं चिन्ता नास्ति पुण्यकार्यं तवा करो कर्तुम् अहं मम बहु सन्तोषः क ओ अस्तु

हा चिन्ता चिन्ता नास्ति स्वागतम्